संस्कृतसाहित्ये नायकाः चत्वारः विधाः भवन्ति धीरोदात्तनायकः एषः नायकः भवति प्रसिद्धः भवति किञ्चित् प्रसिद्धः भवति श्रीरामः तस्य उदाहरणं श्रः श्रीरामः धीरोदात्तनायकः भवति धीरोद्धतः इति सः प्रतिनायकः रावणः तत्र धीरोद्धतः भवति अन्यत् धीरललितः धीरललितः इत्युक्ते स्वप्नवासवदत्तानाटकमध्ये उदयनः अस्ति खलु सः धीरललितः भवति धीरशान्तः इत्युक्ते युधिष्ठिरः धीरशान्तनायकः भवति तदेव एते एते सर्वे चत्वारः विधाः नायकस्य विषये वयं एवं वक्तुं प्रभवामः